भारतदेशे सर्वे जनाः चायं प्रतिदिनं यच्छन्ति ग्रहणं कुर्वन्ति चायं तस्य अन्य नाम अमृतम्

कस्मिन् देशे भारतदेशे तस्य भारतदेशे किञ्चित् लघु लघु तद् स्थानं वक्त् ग्रामं वर्तते तद् चायं सर्वे जनाः प्रतिदिनं ग्रहणं कुर्वन्ति तस्य तत् प्रातःकालस्य आरम्भः एव चायं चायं तस्य च चायं ग्रहणम् ग्रहेण एव प्रचलनं भवति तद् सर्वे जनाः प्रातःकाले सायङ्काले चायमेव गृह्णाति मम गृहे अपि सर्वे जनाः चायमेव रोचन्ते काफि न कुरुत् काफ़ि न कदापि तत्र उपयोगं भवति तद् चायं सर्वेपि मम मातुः चायं बहु सम्यक् सम्यक् निर्माति तद् प्रथमम् आरम्भः तस्य जलं जलं तत्र चायं तत् चायं मसाला एव शर्करा दुग्धम् इत्यादि इलायचि तद् वर्तते तदेव तुल्सिपत्रमेव तद् मसाला वर्तते तच्च तद् एव सर्वे निर्माणं चायं मम मातुः निर्माणं कुरुते प्रातः काले मम मातुः पितुः मातुलः पितुलः सर्वे जनाः मम चायं ग्रहणमेव कुर्वन्ति मम परिवारे सर्वे जनाः मम भ्रातुः एव सर्वे सर्वे बालकं तत्र चायम् एव रोचन्ते तत् चायमेव ग्रहणं कुर्वन्ति प्रतिदिनम्